मम निट्टिङ्ग् उत सीवनस्य यूट्यूब् वाहनानि वा पुस्तकं वा सामाजिकमाध्यमस्य अकौण्ट् वा किमपि नास्ति अहं तु सीवनं जानामि अतः शिक्षयितुं न इच्छामि समुदाये तत् मस मस चोलस्य नेक्मध्ये वयम् उत्तमरीत्या निट्टिङ्ग् कुर्मः चेत् सम्यक् दृश्यते तत् तत्र एतद् अस्ति बहूनि चित्राणि वयं शक्नुमः अतः तत्र कौशलं प्रकटितुं शक्यते अनन्तरं डिज़ैन् ब्लौस् चोलः कर्तुम् अपि शक्यते तत्र अपि सम्यक् कुर्मः चेत् सम्यक् दृश्यते उत्तमरीत्या कर्तुं ज्ञातुं किमपि अहं एतद् यूट्यूब् सामाजिकजालतान किमपि नास्ति अहं गृहे एव करोमि